चारणार्थं मम इष्टतम भूविन्यासः पर्वताः वनानि च पर्वतेषु वयं यदि चारणार्थं गच्छामः तदा नैसर्गिकं सौन्दर्यं सम्यक् द्रष्टुं शक्यते सूर्योदयः बहु सम्यक् भवति पर्वतेषु विविधः वर्णविन्यासः तस्मिन् समये भवति अनन्तरं यदा सूर्योदयः जायते तदा पर्वतः स्वर्णमयमेव पर्वतः स्वर्णमयः एव भवति तद् द्रष्टुं बहु सम्यक् भवति अन्यत्रम् एतादृशं द्रष्टुं न शक्यते एव वयं चित्रेषु पश्यामः किञ्चित् किन्तु यदा वयम् नेत्रे पश्यामः तद् सम्यगेव भवति अनन्तरं यदा अहम् वनेषु अटनार्थं गच्छामि तस्मिन् समये पक्षिणां कलरवः बहु सम्यगस्ति तत्तु अनन्तरं यदा वयं पर्वते गच्छामः तत्र नदीनाम् उद्भवस्थानानि अपि द्रष्टुं शक्यते हिमालय पर्वतेषु उष्णकुण्डा विशिष्टतया मया दृष्टः तत्र स्नातुम् अपि शक्यते वन वनेषु यदि वयं चालयामः तत्र विविधानि आकारयुक्तपर्णानि अपि भवन्ति नूतनेषु वर्णेषु पुष्पाण्यपि द्रष्टुं शक्यते धन्यवादः